मम जनपदे बहवः देवालयाः स्मारकाः च सन्ति तेषु कानिचित् ऐतिहासिकस्थलानि अपि सन्ति टोङ्क्जनपदे जोधपुरीयग्रामे देवनारायणभगवतः देवस्थानं वर्तते एतत् देवस्थानं गुर्जरसमाजस्य आराध्यदेवदेवनारायणस्य अस्ति मन्दिरोऽयं मासिजलबन्धकस्य तटे स्थितमस्ति बिसल्पुरजलबन्धकस्य तटे बिसलदेवदेवालयः अस्ति जनाः वदन्ति यत् द्वादशशताब्द्यां विग्रहराजचतुर् नाम्ना सम्राटेन निर्मतोऽयं मन्दिरः मन्दिरं अन्यत् अस्ति देढपुरातात्विकं स्थलं पुरातात्विकं स्थलम् अयं टाटा नगरम् इति नाम्नापि प्रसिद्धमस्ति तथा हाथीबाटा इति नाम्ना एकं पर्वतमस्ति तस्य आकृतिः गजमुखसदृशम् अस्ति एकमस्ति अन्यत् दाबढियानाडि जनाः अत्र ऐतिहासिकवस्तूनि प्राप्तवन्तः एवमेव मम जनपदे बहवः स्मारकाः सन्ति तथा च बहवः पुरातत्विकस्थलानि सन्ति